मम इष्टतमं तरण स्थानं भवति अत्रत्य निला नदी भवति तत् कालट्यां प्रवहति तत्र कालडि शङ्क्राचार्यमठं भवति तत्रत्य मुदलकुलम् इति एकं स्थानं भवति तत्र बहु पूर्वं शङ्कराचार्यः तत्र स्नानार्थं गच्छति इति श्रुतम् तत्र एव तत्र कदा अस्ति यदा शङ्काचार्यः एकवारं तत्र नदी मध्ये स्नानार्थं गच्चति तत्र एकः मकरः तत्र पादे तस्य पादे दंशति सः मातुः कृते उक्तवान् यदि मां सन्यासं स्वीकर्तुम् अनुवादं दीयते दीयते वा न वा दीयते चेदेव एतत् मकरं गच्छति नो चेत् एतत् मकरं मां खादति तावत् एकः स्थलम् अस्ति तत्र मुदलक्कुळं तत्र मया गन्तुं बहु तात्पर्यम् अस्ति सम्यक्रीत्या जलमपि प्रवहति तत्र उत्तमस्थानं भवति मम इष्टस्थलम् अस्ति अन्यत् समुद्रतटाः अपि अत्र समीपे अस्ति यर्नाणुं देशम् अस्ति इति कारणेन किन्तु समुद्रं बीच् सर्वं तावत् शुद्धं नास्ति अन्यत् अत्र समीपे केचन क्षेत्राणि सन्ति महेश्वरक्षेत्राणि सन्ति अद्य महेक्श्वक्षेत्रेषु सम्यक् तडागः अस्ति तडागः अस्ति वापि अस्ति तदेव तदेव मम इष्टं तरणस्थानं तत्र अहं सर्वदा गच्छति एकवारे त्रीणि चत्वारि दिनं निश्चयेन अहं गच्छामि तत्र तत्र मम मित्राणि अपि तत्र आगच्छन्ति मम इष्टस्थानं भवति